मम मातृभाषा तु कन्नडमस्ति कन्नडभाषायां बहूनि तादृशानि पुस्तकानि सन्ति यानि अन्यासु भाषासु अनूदितानि तत्र भैरप्पवर्यस्य पर्व इति पुस्तकस्य अनुवादः संस्कृतेन मया पठितः पर्व वस्तुतः कन्नडभाषायामपि मया पठितम् एव पुस्तकम् अत्यन्तं सुन्दरी कथा अपि च भैरप्पवर्यस्य शैली सा सा प्रायः अनुवादे सा शैली आगन्तुं न शक्यत एव इदानीं पर्वकथायाः पर्व तु महाभारतकथा अस्ति परञ्च प्रत्येकं व्यक्तिः महाभारते विद्यमान महाभारतकथां कथं पश्यति इति दृष्ट्या सः कथां लिखितवान् भैरप्पमहोदयः तस्य अनुवादः संस्कृते आगतः संस्कृतेन तस्य अनुवादः विहितः तत्पठनं मया कृतं अनुवादे कथायाः विषये प्रायः यद्वा कर्तुं शक्यते तत्सर्वमपि कृतमस्ति नाम कथायाः विषये तत्र आक्षेपः एव नास्ति परञ्च कन्नडे यः भावः अस्ति प्रायः सः भावः संस्कृतेन वा भवतु अन्यासु भारतीयासु भाषासु वा भवतु अथवा अन्यासु भारतीयेतरासु इतरभाषासु वा भवतु आगन्तुं न शक्यते इति मम मतिः अस्ति प्रायः मया लिखितेषु पुस्तकेषु अपि अयमेव मम अनुभवः अनुवादः अपि मम क्षेत्रमस्ति इति हेतोः अयम् अनुभवः मम अत्यन्तं हृद्गतः अनुभवः अस्ति उदाहरणार्थम् कर्म इति कन्नडभाषायां विद्यमानं पुस्तकमेकम् अहं आङ्ग्लेन अनूदितवान् आङ्ग्लेन अनूदितं पुस्तकं अहमेव पुनः पठामि चेत् कन्नडपठनेन यः भावः उद्भवति सः भावः नोद्भवति भाषायाः विषये वयं यद्यपि यद्यपि संस्कृतेन आङ्ग्लेन वा वयं भाषामहे अथापि आङ्ग्लभाषा अस्माकं सहजभाषा नास्ति आङ्ग्लं वयं सर्वे पठितवन्तः तत्र लेखितुं शक्नुमः लिखितुं लेखितुं शक्नुमः अथापि तत्र अस्माकं कन्नडे अथवा अस्माकं भाषासु या रुचिर्भवति सा रुचिः आङ्ग्ले भवितुं नार्हति अयमपि इदमपि एकं कारणं तत्र इति मे भाती एवमेव अनुवादस्य विषये मम अनुभवः मातृभाषायाः किमपि पुस्तकं अन्यभाषिकैः पठनीयं अस्ति अवश्यमेव अस्ति यथा मया पूर्वमेव उक्तं कन्नडभाषा अत्यन्तं दृढाभाषा अत्यन्तं प्राचीना अपि प्रायः द्विसहस्रात् वर्षेभ्यः इयं भाषा अत्र कन्नडभाषे कर्नाटकराज्ये जीवति अपि च इयं जनभाषास्ति अतः अत्र सृष्टा साहित्यसरणिः महती अस्ति न केवलं शास्त्रियग्रन्थाः शास्त्रियग्रन्थाः कथाग्रन्थाः वचनसाहित्यं काव्यसाहित्यं एवञ्च कथनकला इमे सर्वेपि विचारः कन्नडभाषायां सन्ति अतः वस्तुतः सर्वमपि कन्नडपुस्तकम् अन्यासु भाषासु भवेदिति मम इच्छा तत्रापि तत्रापि विशेषतया कर्नाटकभाषायां विद्यमानाः उपन्यासाः अथवा कादम्बरी इति अभिधानेन कर्नाटकभाषायां ते उच्यन्ते प्रायः संस्कृते उपन्यासः इति अथवा हिन्द्याम् उपन्यासः इति कथ्यते कन्नडभाषायाम् अत्यन्तं सुन्दराः उपन्यासाः सन्ति अतः इमे उपन्यासाः अन्यासु भाषासु भवेयुः विशेषेण संस्कृतभाषायाम् अपि च अन्यासु भारतीयेसु भारतीयासु भाषासु भवेयुः तथापि गोपालकृष्ण पै इति महोदयेन कश्चन ग्रन्थः लिखितः स्वप्नसारस्वत इति स्वप्नसारस्वतस्य विषयः अस्ति सारस्वतब्राह्मणानां देशत्यागः नाम ते पुर्वं गोवाराज्ये आसन् तत्र हिंसायाः कारणात् स्वदेशं त्यक्त्वा देशान्तरं ते अगुः तद्विचारम् आधारीकृत्य सः महान् ग्रन्थं लिखितवान् स्वप्नसारस्वत इति प्रायः चतुश्शतं पृष्टानि अथवा सार्धैक सार्धचतुश्शतं पृष्टानि सन्ति इति चिन्तयामि परञ्च कथा तादृशी अस्ति एकमपी एकामपि पङ्क्तिं त्यक्त्वा न गच्छेत् पठिता तथा अस्ति अतः अस्याः कृते अनुवादः सर्वासु भाषासु भवेत् इति मदिच्छा